अहं भारतदेशे वसामि अस्माकं भारतीयसंस्कृतिः विश्वे विश्वासु विश्वेषु सर्वसंस्कृतिषु सर्वश्रेष्ठा संस्कृतिः वर्तते अस्माकं संस्कृतिः संस्कृत्याः उपरि संस्कृतभाषायाः प्रभा प्रभावः वर्तते अस्माकं शास्त्रं वेदः पुराणम् तस्य प्रभावः अस्माकं भारतदेशस्य संस्कृत्याः उपरि दर्शयति दर्शयति तद् दर्श् तत् वयं द्रष्टुं शक् शक्नुमः तत्र अस्माकं संस्कृतिः संस्कृ संस्कृतं तस्य प्रत्येकस्य मनुष्यस्य उपरि किञ्चित् किञ्चित् न्यूनाधिकं कोपि प्रभावः एव तु वर्तते एव तर्हि मम उपरि अपि मम व्यक्तित्वे अपि संस्कृतभाषा सं अस्माकं भारतीयसंस्कृतिः एते एतेषां तत्र प्रभावः वर्तते मम उपरि अतः तेन प्रभावेणाहं सम्यक् मनुष्यः जातः